भजनमण्डल्यः देवालयेष्वेव आधिक्येन भवन्ति तत्र देवालये एव सर्वदा प्रतिपक्षे मेलनमपि भवति अस्माकं वयं पञ्चदशजनाः स्मः प्रतिवारं देवस्य भजनानि क्रियन्ते अस्माभिः गायनं च सम्यक् क्रियते एवं तत्र केवलं गायकाः न अपि तु वाद्यकाराः अपि मिलन्ति अस्माभिः तबला वीणा ढक्कन् तत्र डमरु दुन्दुभिः एवं अनेकानि वाद्यानि वेणुः अपि सम्यक् वाद्यते की बोर्ड् वाद्यते